हरि ओं नमस्ते महोदय वार्तापत्रिकायां भवतः महाविद्यालये संस्कृतशिक्षकः अपेक्षितः इति वार्ता पठिता अतः मया तत्र आगत्य पत्राणि अपि दत्तानि आसन् मम शिक्षणस्य विषये अत भवद्भिः उक्तमासीत् अद्य दूरवाणीं करोतु इति अतः एव अद्य दूरवाणीं कुर्वती अस्मि किं जातं महोदय तस्मिन् विषये सुबोधा इति हां अहं विद्वत् कृतवती महोदय न नास्ति किन्तु इतः परमहं मैसूरु युनिवर्सिटि तः आचार्यपदवीं स्वीकरोमि इति चिन्तितवती अस्मि कार्यं कुर्वती एव तदपि करोमि इति चिन्तितवती अस्मि हा आम् मया शिक्षिकारूपेण कुत्रापि कार्यं न कृतं एतदेव प्रथमवारं यदि भवताम् अपेक्षा अस्ति तर्हि अहम् उत्तमरीत्या कार्यं कर्तुं तत्र प्रयत्नं करोमि आम् आं महोदय तथा इदानीं मनसि किमपि नास्ति तदहं तदनन्तरमेव वक्तुं शक्नोमि इदानीं तु एकवर्षं तु अहं निश्चयेन करोमि यदि मम इच्छा अस्ति तर्हि अग्रे अपि अहम् अनुवर्तयामि इति इदानीं मम मनसि एवमस्ति तत्र संस् संस्कृतछात्राः कति जनाः सन्ति

हा ह ह